कलाविषये तथा संस्कृतविषये अभिवृध्यर्थं संरक्षणार्थं च अस्माकं केन् नाम प्रदेश सर्वकारेण सेल्फ़् हेल्प् ग्रूप् नाम स्वसहायसङ्घ इत्यस्याधारेण काचित् ऋणम् अनुदानञ्च अपेक्षितजनानां कृते दीयते